भारतस्य जनसञ्चारव्यवस्था एवमेव इति निश्चयपूर्वकं वक्तुं न शक्यते अत्र जनाः मुख्यतया लोकयानं रेलयानं द्विचक्रिका कारयानं पादः विमानयानं नौका सञ्चारप्रकारम् आधिक्येन उपयोगं कुर्वन्ति द्विचक्रिकायां कारयाने लोकयाने यदा भ्रमणं कुर्मः तदा नगरेषु ट्राफ़िक् समस्या अधिकतयानुभूयते रेलयानेषु विलम्बः भवति विमानप्रयाणे अपि कदाचित् विलम्बः अनुभूयते वृष्टिः अधिकवायुः अस्ति चेत् नौकायां विमानयाने च गन्तुं न शक्नुमः समयपरिपालनेन गुणाधानं प्रायशः शक्यम्